आं मम इष्टतमः लेखकः अस्ति सः कन्नडभाषायाः जनप्रियलेखकः डाक्टर् एस् एल् भैरप्पा तस्य उपन्यासेषु कथावस्तु पात्रग्रहणं विशिष्टम् अपि च रोचकम् अस्ति अतः अहं अत तस्य पुस्तकं मह्यम् अतीव रोचते दूरसरिदरु गृहभङ्ग पर्व ग्रहण इत्यादयः कानिचन तस्य पुस्तकानि